हरि ओम् शुभसायङ्कालः श्रूयते एव महोदय वदतु

एवम् अस्ति अस्ति भवतां कीदृशम् इत्युक्ते क्षीरं नन्दिनी नन्दिनी अस्ति श्रीकृष्ण अस्ति तत्रापि विविध विविध एतत् मूल्यः मूल्यस्य भवति इत्युक्ते सामान्यक्षषीरं किञ्चित् विशेषक्षीरम् इतोपि नाम तत्र भवान् एवमेव पञ्चदिनानि स्थापयितुं योग्यं क्षरं तादृशं सर्वं लभ्यते महोदय सत्यं एवं वा

सत्यम् सन्ति सन्ति तत्र तु कोल्ड् क्षीरं भिन्नभिन्न फ़्लेवर् इति वदामः तादृशं लभ्यते तत्र तक्रं नाम तक्रेण निर्मितं भिन्नभिन्न पदार्थमपि लभ्यते कटुः आवश्यकं वा अथवा आम्लं वा मधुरं वा भवन्तः य यादृशम् इच्छन्ति तादृशं दद्मः अस्ति अस्ति महोदय पेडे सदृशं वदन्ति खलु तादृश तादृशमपि अस्ति पाटलपुष्टा तत् नास्ति महोदय तत् एकं नास्ति भवता भवान् यदि वदति आनीय व्यवस्थां करोमि यस्मिन् दिने आवश्यकमिति वदति चेत् कस्मिन् दिने

निश्चयेन भवन्तः किञ्चित् पूर्वं वदन्ति चेत्

सत्यं सत्यं भवन्तः आगत्य नयन्ति वा अथवा अस्माभिः प्रेषणीयं वा अस्ति अस्ति अस्ति भवतः एतत् वाट्सप् नम्बर् वा संङ्ख्या तर्हि अत्रैव प्रेषयामि अहं किं किमस्ति इति विवरणं वाट्सप् द्वारा प्रेषयामि न क्षीरस्य तु सर्वकारीय सर्वकारीयधनं किल सर्वकारीयाः यावत् निर्णीयः यत् कुर्वन्ति तदेव भवति तत्र अन्य आपणवत् न भवति महोदय किन्तु दद्मः सामान्यः अस्ति अस्ति

अस्तु भवान् अहं वाट्सप् द्वारा अवली प्रेषयामि भवान् किं किम् आवश्यकम् इति पुनः प्रति प्रेषयतु तदनुगुणं व्यवस्थां करिष्यामः शक्यते शक्यते शक्यते राम राम